नमोनमः अहं भवत्याः सैट्तः ह्यः एकां शाटिकाम् एकां शाटिकां क्रीतवती तर्हि यत्किमपि चित्रे दृष्टमासीत् तस्य अपेक्षया भिन्नमेव किमपि गृहे आगतम् एतस्मात् पूर्वं गतमासे अपि अहम् एकां शाटिकां क्रीतवती आसम् तदा या शाटिका मया दृष्टा आसीत् सा एव गृहे आगता किन्तु अस्मिन् समये तथा नाभवत् अतः अहं वदन्ती अस्मि यत् तां शाटिकां पुनः स्वीकरोतु यां शाटिकां मया दृष्टा आसीत् तामेव प्रेषयतु इति मम इच्छा अस्ति तर्हि अधुना एतादृशं कार्यम् भवत्याः सैट्तः मया नापेक्षितं किन्तु तत्तु अभवत् अधुना अतः तां शाटिकां म परिवर्त्य ददातु अन्यथा मम धनं मत्कृते पुनः प्रत्यर्पयतु